मम क्ष् स्वक्षेत्रस्य बहून् राज राजकीयनेतॄन् अहं जानामि तेषां वैयक्तिकः परिचयः न्यूनम् अस्ति ते सर्वे अपि सर्वदा कार्यसूचनाः यच्छन्ति कार्यं तु न्यूनमेव स्यात् इति चिन्तयामि ते सर्वे अपि प्रजात्वेन मम वैयक्तिकं साहाय्यं न कृतवन्तः तथापि सामूहिकं साहाय्यं ते कृतवन्तः स्युः इति चिन्तयामि सामान्याः नेतारः सर्वे अपि जनानां क्षेमकार्ये व्यापृताः सन्ति एव तथापि ते अपि इतोपि अग्रे तदर्थं कार्यं कुर्वन्तः स्युः